अहं यदा नट् अण्ड् बोल्स् स्वीकृतवान् भवतः आपणात् तदानीं द्रष्टुं सम्यक् अस्ति

अनन्तरं यदाहं गत्वा तद् तेन उपयोगङ्कृतवान् तदानीं तृतीयदिने एव तद् बहु भग्नं भग्नं जातम् एकस्मिन् स्तरे द्वितीयं तत्र देवस्य चित्रणं स्थापितवान् तत्र तु चित्रमेव अधः पतितं तद्भग्नं भूत्वा पुनश्च पम्प् प्रति स्थापितवान् तस्य कृते अपि रष्ट् आगतम् एतावत् शीघ्रेण बहु नष्टं जातं बहु पुनश्च भवन्तः धनमपि स्वीकृतवन्तः इदं सम्यक् नास्ति